हरि ओम् नमस्ते मम नाम प्रतिभा इति अहं इदानीं द्वादशवादने आर् आर् नगरतः राज् भोग् इति तत्र अल्पाहारं मन्दिरम् अस्ति खलु ततः अहं उत्तरभारतीयखाद्यम् अहं तत्र पूर्वमेव आर्डर् कृतवती तत्र वस्तुतः पनीर् व्यञ्जनं नान् ओदनं सूपः इत्यादिकं सर्वम् अहं उत्तरभारतीयखाद्यमेव अहं पूर्वम् एव सूचितवती परन्तु इदानीं किञ्चित् परिवर्तनम् अपेक्षितम् अहं सम्पूर्णं दक्षिणभारतीयभोजनम् अहम् इदानीम् आर्डर् कर्तुम् इच्छामि यथा अहं दृष्टवती तत्र अल्पाहारमन्दिरस्य पत्रिकायां तत्र किं किं भवति इत्युक्ते लवणं भवति ओदनं क्वथितं सारः अनन्तरं पर्पटः अनन्तरं अन्नं चित्रान्नं मधुरं भर्जम् इत्यादिकं सर्वं भवति तदेव सम्यक् भवति इति अहम् इदानीं चिन्तितवती अतः कृपया भवान् तत् परिवर्तनं कर्तुं शक्नोति वा